त्वं किं कृतवान् कुत्र वर्तसे अहं कड्यालितः शिवप्रसादः वदन् अस्मि मया आहारार्थं आर्डर् कृतमस्ति तत् द्वादशवादने आगन्तव्यम् इति मया उक्तम् इदानीं सार्ध द्वादशवादनमभवत् एतावत् पर्यन्तं न आगतं यतः विशेष अथितयोः अपि गृहं प्रति समागतास्सन्ति तेषां सार्धेकवादने तत्र रैल् यानम् अपि विद्यते किन्तु भवान् नागतवान् किं ते भोजनं अकृत्वेव कथं ग गच्छेयुः अतः शीघ्रं तत् आनेतव्यं किं कृतवान् मया पञ्चदशनिमेषाः दीयन्ते तदा पञ्चदशनिमिषाणाम् आब् आभ्यन्तरे भवता आगन्तव्यम् अन्यथा अहम् भवतः कम्पेनीं प्रति मया त तव विषये सूचना दीयते ते भवन्तम् निष्कासयेयुः जागृहि